अस्माकं प्रदेशे सस्यवर्धनाय मृत्तिका तु उपयुज्यते तद् मृत्तिका अवश्यमेव कृष्णमृत्तिकैव आवश्यकं अनन्तरं यदि कृष्णमृत्तिका न भवति चेत् तर्हि तत्र त्रिपुराराज्यस्य क्लैमेट् जलवायु तादृशी नास्ति यत् लोहितमृत्तिकायां मध्ये धान्य धान्यकृषीपद्धती अस्माकं प्रदेशे चलति तस्मिन् कृते तु अवश्यमेव कृष्णमृत्तिके एव आवश्यकं अनन्तरं पोषकद्रव्यस्य प्रयोगं तत्र तु वयं कुर्मः तत्र गोवर इत्युक्ते अस्माकं रासायनिक शार् इति वयं वदामः तत्र किमपि केमिकल् तत्र नास्ति साक्षात् गोबरः अनन्तरं किञ्चित् किमस्ति तद् गृहनिर्मित पौडर् द्रव्याणि वयं तत्र संस्थाप्यैव धान्यक्षेत्रे वयं सर्वदा मासे एकवारं तद् वयं स्थापयामः अनन्तरं प्रतिदिनं तु जलस्य आवश्यकता अस्ति तत्र